नमस्कारः वदन्तु

हा अस्ति तत्तु भवान् कुत्र अपेक्ष भवतां कृते कुत्र अपेक्षते इति आदौ तु तत् ज्ञातव्यं खलु भवान् तिरुपतौ अपेक्षिते भवतां कृते तिरुपतौ अस्ति तत्र नेल्लूर् मध्ये अस्ति हा इतोऽपि तत्र तिरुपतौ यत् अस्ति तत्तु प्रायशः फिफ्टि एकर् मध्ये अस्ति तत् पञ्चाशत् वर्षस्य कृते लीस् रूपेण दीयते तत्र धनं तु त्रिशतकोटिरूप्यकाणि भवन्ति हा अस्ति तत्र अस्माकं तिरुपतिपार्श्वे एकमस्ति आस्य इत्युक्ते तत्र चन्द्रगिरि अस्ति खलु तत्र एक हा तत्र एकं खण्डः भूमिखण्डः अस्ति तत्र विंशति एकर् परिमितम् अस्ति तत्र पञ्चासत् विंशतिवर्षस्य कृते तत्र लीस् दीयते एवं च तत्तु किं तत्र किञ्चिदे तत्र धनं तु अपि न्यूनं भवति नाम सप्तसत सप्त सप्तति कोटिरूप्यकाणि भावति विंशतिवर्षस्य कृते एवं च तत्र किमस्ति इत्युक्ते तत् खण्डः किञ्चित् अन्तः अस्ति नाम जातीयमार्गाः अस्ति खलु जातीयमार्गतः किञ्चित् अन्तः गन्तवयं भवति नाम प्रायशः एककोशं वा कोश कोशद्वयम् अन्तः गन्तव्यमस्ति एवं पार्श्वे तु तत्र तत्र बहु उत्तमं स्थानमस्ति पार्श्वे तु नाम किमस्ति इत्युक्ते पुष्करणी अस्ति तत्र पर्वतः अपि पार्श्वे सन्ति तत्र द्रष्टुमपि उत्तमस्थानानि सन्ति नाम मन्दिरमपि तत्रैव अस्ति हा तत् सर्वं तत्र नाम अटिकाम् अन्तः नास्ति किञ्चित् बहिरेव नाम राजमार्गतः किञ्चितेव अन्तः भवति तत्र समस्या न भवति अस्ति तत्र तत्र कूप हा तत्र कूपः अस्ति तत्र कूप अस्ति भवान् स्वयं कूपात् जलं निश्कास्तुं निशकातुं शक्नोति

अस्तु आगच्छन्तु